मम इष्टतमः इति कोपि नास्ति एव कश्चनलेखकस्य भाषाशैली सरलता रोचते तावदेव

अद्यत्वे विश्वास् महोदयस्य तद् पञ्चतन्त्रम् इति एकम् लघुपुस्तकमस्ति तत्र स् भाषा शैली तद् बहु रोचते माम्